प्राचीनकालतः भारते नैके क्रीडाप्रकाराः सन्ति यथा विटीदाण्डु लङ्गडी हाकी टेबल् टेनीस् कब्बड्डि पुनः लाठिकाठी मल्लविद्या मल्लयुद्धम् कन्दुकं तत्र नवरङ्गम् इति प्रकारः अपि प्रसिद्धः अस्ति एते सर्वे प्रकाराः तु अन्ताराष्ट्रीयस्तरे अपेक्षिताः भवन्ति वा न इति न जानामि किन्तु लङ्ग्डी खोखो कञ्चे पुनः नेमबाजि आर्छरी एते तु तत्र भवेयुः इति मम मतम् यष्टिकन्दुकक्रीडा अस्ति एव बेड्मिण्टन् अस्त्येव हाकि अपि अन्ताराष्ट्रीयस्तरे सर्वे खेलन्ति एव किन्तु ग्रामे ये क्रिडाप्रकाराः सन्ति तेषां परिचयः तत्र प्रयोगरूपेण सर्वत्र भवतु इति मम इच्छा अस्ति यदा ओलिम्पिक् क्रीडाः भवन्ति तदा एकं सत्रं सर्वत्र ये ये क्रीडाप्रकाराः यत् भवन्ति तेषां प्रदर्शनं केवलं भवतु इति अपि यदि अन्ताराष्ट्रियस्तरे आयोजनं कर्तुं शक्नुमः तर्हि अस्माकं भारतीयक्रीडाप्रकाराणां परिचयः सर्वेषां पुरतः सादरीकर्तुं शक्नुमः सर्वे देशविदेशीयजनाः जानन्तु अस्माकं क्रीडाप्रकारान् तत्र शारीरिकदृष्ट्या सक्षमं कर्तुं कीदृशाः युक्ताः सन्ति तर्हि तेषां प्रदर्शनम् आवश्यकम् इति मम मतम्